नमस्ते अहं गणेशः उपाहारगृहतः अहं वदामि नाम यद् अहमत्र आगतवती अहं मिसल् पाव् इति आर्डर् कृतवती किन्तु अहं स्म स्मरामि यद् मम समीपे कापि स्थालिका तथा च स्पून् इत्यादिकं न वर्तते चेत् कृपया तद् क प्रेषयन्तु इति